मम क्षेत्रे प्रसिद्धाः विद्यालयाः तावत् राष्ट्रोत्थानम् विद्याभरती इत्यादि विद्यालयाः तेन जनाः सन्तुष्टाः सन्ति यतः तत्र भारतीयसंस्कृतिः पाठ्यते भारतीयसंस्कृतेः वैशिष्ट्यं किं इति पाठ्यते भारते विद्यमानाः जनाः भारतस्य विषये एव न जानन्ति इति न भवेत् अतः भारतस्य पूर्णपरिचयः तत्र भवति इति सन्तोषः एव तेन पालकाः अपि सन्तुष्टाः एव भवन्ति सन्ति च अपि च तत्र सर्वविधशिक्षणमपि प्राप्यते यथा सर्वेऽपि आत्मनिर्भराः भवेयुः तादृशं शिक्षणं तत्र प्राप्यते इत्यस्मात् जनाः स्व बालान् बालिकाः तत्र स्थापयितुं प्रेषयितुम् इच्छन्ति इति सन्तोषकरविषयः नगरे विद्यमानशालसु अपि प्रेषयितुं इच्छन्ति तथा अस्मत्क्षेत्रे ग्रामे विद्यमानशालासु अपि प्रेषयितुम् इच्छति